परिपाटिः वर्तते आदौ हस्तलिखितग्रन्थानां सञ्चयं कर्तव्यं भवति पुनश्च दर्शनीयं भवति यत् तानि ग्रन्थानि कया कया लिप्या लिपिषु लिखितानि सन्ति पुनः तेषां ग्रन्थानाम् अध्ययनम् एवं च लिप्यन्तरणं पूर्वं करणीयं भवति लिप्यन्तरात् पश्चात् पाठानां किञ्चित् मेलनं करणीयं भवति पाठनिर्धारणम् अपि करणीयं भवति अनेन ये पाठनिर्धारणात् परं वयं तान् पाठान् तस्मिन् अस्माकं सम्पादने योजयामः एवं च यथामति अपि कर्तुं शक्नुमः